हरिः ओम् महोदय नमस्कारः मया यत् आन्लैन् आर्डर् कृतमासं खलु हा तद् वस्तुतः नापेक्षितम् अहं तत्र क्यान्सल् कृतवान् अस्मि अतः तत् मह्यं न अपेक्ष्यते अतः मम धनं नाम रिटन् रिफ़ोण्ड् आवश्यकमस्ति इति मम आशा पुनः सः तत् आल्रेडि तद् सम्यक् नाम वस्तुतः किञ्चित् सम्यक् न अभवत् इति मम सोदरः उक्तवान् अतः तद् सम्प्रति तु न अपेक्ष्यते यदि अग्रिमकाले भविष्यति एव अवश्यकता भविष्यति अवश्यमेव स्वीकर्ता अस्मि सम्प्रति तु क्यान्सल् एव करोमि इति उक्त्वा अहं नाम अस्य विषये इतोऽपि चर्चा न करणीयम् इति स्थापयामि